आ हरि ओम् आ हरि ओम् श्रूयते खिल हरि ओम् आ श्रूयते खिल अहम् आपणिकः हा भवान् मम नियतरूपेण मम ग्राहकः भवान् अस्ति भवतः कृते अहं किं वस्तूनि ददामि भवान् कथमस्ति किं करोति भवान्

इदानीम् अस्तु भवतः कृते किं भवतु उक्तवान् खिल वस्तूनि आवश्यकानि सन्ति इति इदानीं नूतनतया नूतनतया बहूनि वस्तूनि आगतानि तण्डुलम् आगतानि गोधूमा आगतानि सर्षपः अनन्तरम् अन्य अन्य धान्य सर्वं सर्वाणि धान्यकणानि आगतानि भ भवतः कृते किम् आवश्यकम् इति यदि भवान् वदति चेत् बहु उत्तमं भवति पूर्वम् हा वदतु भवान् किम् आवश्यकमस्ति भवतः कृते

चणक आवश्यकमस्ति वा कति चणकः अस्ति चणकः अस्ति उत्तमतया अस्ति पूर्वं भवतः कृते गतमासे भवतः कृते दत्तं चणकं तद् अतीव भ्रष्टम् आसीत् क्षम्यतां तद् भवतः कृते दत्तं भवान् धनं दत्तवान् परन्तु तथापि अद्य इदानीं नूतनतया चणकानि आगतानि बहु उत्तममस्ति चणक भवतः कृते कति अवश्यकं अस्ति चणक एकम् एक के जि पर्याप्तं वा अनन्तरं पायसं कर्तुं चणक आवश्यकम्

हा गोधूम हा हा एतत् द्वयं त्रयं वा के जि भवतः कृते पर्याप्तं गोधूमः गोधूमस्य पायसं भवान् स सर्वदा खादति हा गुडमस्ति उत्तमगुड अस्ति आम् उल्लालस्य आगतवान् उत्तमगुड बहु उत्तममस्ति इदानीं बहु उत्तमगुड अस्ति बहु मधुरमसति सम्यकेव अस्ति पूर्वं यत् दत्तं तत् बहु एतत् अभूत् भवन कृते भवतः कृते उत्तमरूपेण ददामि परन्तु वृष्टिकाल खिल हा तत् लवणमिश्रितम् अस्ति तत् विशिखाः लवणं स्थापितवन्तः हा ह्म

आ सत्यम् ह्म् ह्म् ह्म् ह्म् ह्म् भवतः कृते ह्म् ह्म् परन्तु भवतः कृते हा भवतः कृते यत् अपेक्षितं तदेव इदानीं स्वीकृत्य स्वीकरोतु किमर्थं चेत् अधिकं यदि भवान् स्वीकरोति इदानीं वृष्टिकालः वृष्टिकाले तत् भग्नं भवति अतः भवतः यत् आवश्यकं तदेव अहम् प्याक् कृत्वा ददामि भवतः कृते कति अवश्यकं पायसं अनन्तरं दिननित्यव्यवहारस्य कृते कति गुडम् आवश्यक अपेक्षितम्

ह्म् ह्म् हा झटिति यदि अहं प्याक् करोमि धनं नास्ति भवान् धनस्य विषये चिन्ता मा करोतु धनं यदि ग्राम ग्रामतः आगमनानन्तरं यच्छतु मम कृते भवान् प्रतिदिनं मम आपणतः व्यवहारं करोति किल मम भवन्तम् अहं जानामि हा अतः भवान् तावत् शक्यते तावत् स्वीकरोतु भवत कृते गुडं केवलं हा धन्यवाद भवतः कृते षट् केजि पर्याप्तं वा षट् एव हा तर्हि अस्तु स्थापयामि